तावत् ग्राम्यक्षेत्रेषु निवसतां जनानां कृते मनोरञ्जनार्थं वयं क्रीडाः बीदिनाटकाः रसमञ्जरिकार्यक्रमः इत्यादिकं कुर्मः तत्र क्रीडायां तावत् किं कुर्मः नाम टूर्नमेण्ट् इति तत्र क्रीडा स्थापयामः इदानीं कबड्डि टूर्नमेण्ट् इति स्वीकुर्वन्तु कबड्डी ये क्रीडन्ति तेषां टिं भवति सप्तजनानां टिं भवति एवं टिं द्वारा अन्यस्मिन् ग्रामेषु विद्यमानजनानां कृते वयं पत्रम् यच्छामः एवम् अस्माकं ग्रामे क्रीडा वर्तते टूर्नमेण्ट् रूपेण यदि भवन्तः आगत्य क्रीडन्ति चेत् यदि क्रीडित्वा भवन्तः जिताः भवति चेत् भव् भवन्ति चेत् भवतां कृते एतावत् धनं तथा कप् इत्यादिकं यच्छामः इति वदामः तदानीं जनानां कृते अपि मनोरञ्जनं भवति धनं वयं प्राप्नुमः वयं धनं स्वीकुर्मः इति रूपेण ते क्रीडितुम् आगच्छन्ति तथैव तेषां कृते मनोरञ्जनं भवति इति तथैव जात्राकाले वयं बीदिनाटकाः रसमञ्जरिकार्यक्रमाः इति यच्छामः कथं रसमञ्जरिकार्यक्रमाः भवन्ति नाम इदानीं कश्चन चलनचित्रकारः वा अथवा गायकः वा भवति तं गायकं वयम् आहूय अस्माकं ग्रामे यदा जात्रा भवति तदानीम् आहूय तं तस्य सकाशात् गानं ग गानस्य गायनं तथा यः चलनचित्रकारः भवति तस्य नटनम् इत्यादिकं कारयामः तदानीं तत् सर्वं दृष्ट्वा जनानां कृते किञ्चित् मनोरञ्जनं भवति किञ्चित् मनोरञ्जनं तथैव कुक्कुटकला इति वर्तते कुक्कुटकला नाम कुक्कुटः द्वौ कुक्कुटौ भवतः तौ व्दौ कलं कुरुतः तथैव कलहे यः कुक्कुटः जितः तस्य कृते एतावद्धनं तथैव तस्य मालिकस्य कृते एतावद्धनम् इति वयम् यच्छामः तद् कुक्कुटकलहः यदा पश्यन्ति तदानीं जनानां कृते बहु मनोरञ्जनमागच्छति अस्य अस्माकं ग्रामेषु तावत् एतादृशाः मनोरञ्जनकार्यक्रमाः तथा नाटकाः बीदिनाटकाः इत्यादयः बहवः भवन्ति एवं वयम् उपायत्वेन कार्यं कुर्मः यथा जनानां कृते मनोरञ्जनं भवेत्